अस्माकङ्ग्रामे कस्यचित् अङ्गभङ्ग भवति चेत् प्राथमिकतया तु अस्माभिः नाम गृहैव उपचारं क्रियते तत्र वनस्पतीनाम् आधारेण ते किमपि लेपनम् इत्यादिकं स्थापयन्ति अनन्तरम् अस्माकं ग्रामे एकः नाम वैद्यः अस्ति सः अपि प्राथमिकचिकित्सा एव करोति अतः तान् आहूय वयं वदामः यत् कथं किं जातं कुत्र किम् अभवत् यस्य अङ्गभङ्गः अभवत् तस्य विषये तदा सः प्राथमिकतया किमपि औषधं प्रयच्छति तथा च यदि अधिकं पीडा इत्यादिकं भवति चेत् अपि तत्र पीडा न्यूनीकर्तुं किमपि औषधं स्थापयति अनन्तरं सः तमेव स्वीकृत्य नाम यस्य अङ्गभङ्गम् अभवत् तं स्वीकृत्य तत्र चिकित्सालयम्प्रति गच्छति मम गृहजनाः अपि गच्छन्ति तदा सहैव तस्य सम्पूर्णतया चिकित्सा भवति यथा ते वदन्ति चिकित्सकाः तथैव तस्य उपचारः भवति पुनश्च तस्य पुनः तस्य अङ्गस्य नाम सामान्यं कथं भवतु इति ते सर्वमपि वदन्ति कथं भोजनम् इत्यादिकं स्वीकरणीयं तस्य नाम तस्य स्वास्थ्यस्य अनुगुणं यत्किमपि अपेक्षते तत्सर्वमपि करणीयं तथा च औषधमित्यादिकं समयेन तत् स्वीकरणीयं अनन्तरं पुनः वैद्यस्य समीपमपि समये समये गत्वा तत् चेकप् करणीयम् इत्यादि सर्वं करोति चेत् एव साक्षात् तस्य अङ्गः पुनः समीचीनं भवति यथा ते कालं निर्दिशन्ति तत् काले एव